अस्माकं भारतदेशः नृत्यानां जन्मभूमिः विशेषतः तमिळ्नाडुराज्ये भरतनाट्य आख्यं भारतीय नृत्यम् उद्भवं जातम् अस्य प्रवक्ता भरतमुनिः इति वयं जानीमः अत्र जनाः नृत्ये रुचिः प्रकटयन्ति बालेभ्यः नृत्यं पाठयितुं पितरः अपि बहु उत्सुकाः दृश्यन्ते सामान्यतः सामान्यतया जनाः चलनचित्र गीतेभ्यः नृत्यम् आविष्कुर्वन्ति तेषां सङ्ख्या तु किञ्चित् न्यूना एव परं प्रौढाः जनाः ये सन्ति ते तु बालैः परम्परागतगीतानां नृत्याविष्कारं कारयितुम् इच्छन्ति तत्र विशेषतः भगवतः कृष्णस्य बाललीला विषये गीतगोविन्दस्य आधारेण संस्कृत काव्याधारेण च नृत्यम् आविष्क्रीयते अद्य मम पुत्री अपि स्वविद्यालये भगवतः कृष्णस्य बाललीला विषयम् आधृत्य नृत्यम् एकम् प्रस्तुति करोति